अन्तर्जालं तथा तन्त्रज्ञानम् उभयमपि संस्कृतस्य विषये बहु साहाय्यं कृतमिति वक्तुं इच्छामि यतः अधुना तावत् सर्वत्र अस्माभिः यत्र यत्र गम्यते पुस्तकानि नेतुं बहु क्लिष्टं वर्तते अतः अधुना यत् एप् इति आगतम् अस्ति संस्कृते अपि बहु एप् आगताः सन्ति अतः कारणात् यदि अस्माकं धातूनामपेक्षा भवति यत्र कुत्रचित् प्रश्नानाम् अथवा महत् महत् यानि पुस्तकानि सन्ति तेषाम् अपेक्षा यत्र वर्तते तदा केवलम् अस्माकं समीपे यदि केवलम् एका दूरवाणी भवति चेत् तस्मिन्नेव अस्माभिः किमपि प्राप्तुं शक्यते अतः कारणात् अस्माकम् अन्तर्जालं तन्त्रज्ञानं च बहु उपयुक्तं वर्तते